आम् अहम् एकवारं नृत्यस्पर्धायां भागं गृहीतवती तस्मिन् समये अहं शास्त्रि तृतीयवर्षे अपठम् एकविंशतिद्विसहस्रतमेवर्षे तिरुपतिनगरे नेशनल् संस्कृतयूनिवर्सिटि नाम्ना एकः विश्वविद्यालयः अस्ति तत्र एका प्रतियोगीता अभवत् तस्मिन् प्रतियोगितायां भाषणप्रतियोगिता अन्त्याक्षरीप्रतियोगिता शास्त्रार्थगायनप्रतियोगिता तथा च नृत्यप्रतियोगिता अभवत् तत्र अहं नृत्यस्पर्धायां भागं गृहीतवती मया सह द्वे बालिके अपि आस्ताम् यतोऽहि अस्माकं जयपुरपरिसरः राजस्थानप्रदेशे आगच्छति अतः वयं सर्वे बालिकाः राजस्थानगीतस्य उपरि संस्कृतअनुवादं कृत्वा नृत्यं कृतवत्यः तत्र बहवः प्रदेशेषु छात्राः आगच्छन् सर्वे स्वस्य प्रदेशस्य संस्कृतिम् आधारीकृत्य नृत्यं कृतवन्तः नृत्यं कृत्वा मया बहुप्रसन्नता जातम् तथा च सर्वे प्रदेशेषु नृत्यं किं किं विशेषता अस्ति इति विषये अपि अहं ज्ञातवती